भूमिविक्रयणस्य पत्रविषये अहं बहुकष्टम् अनुभूतवान् यदा तत्पत्रं कागदं प्राप्तुं कार्यालयं गच्छामि तत्र उद्योगिनः वदन्ति भोः इतोऽपि भवतः कार्यं नाभवत् भवतः कागदं सिद्धं नास्ति अनन्तरम् आगच्छन्तु इति एवं दिनद्वयं दिनत्रयं दृष्ट्वा पुनः गच्छामि पत्रं पत्रं प्राप्तुं ते पुनः वदन्ति अद्य अस्माकं ज्येष्ठः अधिकारी न आगतः सः सप्ताहं यावत् विरामं स्थापितवान् सप्ताहं सप्ताहानन्तरं सः अधिकारी आगतः अधिकारी आगच्छति भवान् तदा आगच्छतु इति सूचयन्ति अहं सप्ताहानन्तरं कार्यालयं गच्छामि पत्राणि प्राप्तुं तदा इतोऽपि अधिकारी दिनद्वयानन्तरम् आगच्छतीति एवं सूचयन्ति

बहु कष्टम् अनुभवामि